महोदय एतद् तु रेश्टोरेन्ट् गणेशः हुडुप होटेल् एव अस्ति किल इदानीम् अहं तत्र भोजनं प्राप्तवान् तद् भोजनं नैव सम्यक् न सम्यगासीत् तत्र बहु पूर् क्वालिटि किमपि नासीत् तत्र परिवर्तयितुं शक्यते वा अस्ति चेत् परिवर्तयन्तु